योगाभ्यासः यद्यपि यमनियमेन आरभ्यते तत्र यमानां नियमानाञ्च अनुष्ठानं कर्तव्यम् विशेषेण अत्र योगाभ्यास इत्यनेन आसनप्राणायाम इत्यनयोः ग्रहणं मया क्रियते तत्र आसनस्य अथवा शरीरभङ्गेः भङ्ग्यन्स्य शरीरभङ्गी या भवति स्थिरसुखमासनम् इति उक्तधिया शरीरे दार्ढ्यम् एवं शरीरे मानसक्रिया प्रे उत् प्रेरकत्वम् अथवा मानसक्रियां प्रति स्वस्य प्रयोजकत्वं बोधयति शा अत्र शरीरक्रिया अतः आसनस्य सम्यक् अनुष्ठानेन यदि शरीरे किञ्चित् परिणामः भवति तर्हि सः प्राणे एवं मनसि च प्रतिफलति तत् त्रिकोणस्य पार्श्वकोणानि इव प्रतिकोणमपि तत्र शरीरमेकस्मिन् मनः एकस्मिन् प्राणः एकस्मिन् अतः प्राणायामस्य एवं श् आसनस्य च सम्यक् अभ्यसनेन मानसक्रियाः अपि तत्र सन्तुलिताः एवम् एकाग्रयुक्ताः भवन्ति अतः मानस ऐकाग्र्यं साधयितुम् अनयोरपि द्वयोः तत्र साधनत्वमस्ति तद्धिया मम महान् लाभः जातः प्रतिदिनं प्रातः किञ्चित् कालं योगासनमनुष्ठाय प्राणायामस्य च अभ्यासेन अत्र ऐकाग्र्यं प्राप्तम् अत एव किञ्चित् शास्त्रे सौलभ्यम् अथवा शास्त्राध्ययने सौलभ्यं जातम् तत्रापि आसनादिषु सूर्यनमस्कारादिकम् एवं शीर्षासनं बहु प्रयोजकम् इति तद् तज्ञाः वदन्ति अतः तद् तद्विषयेपि महान् महान् आदरः मम वर्तते योगशास्त्रस्य अध्ययनम् इति आदौ यमनियमयोः सहैव यमनियमाभ्यां सहैव अन्येषामपि आचरणम् अवश्यं भवेत् किन्तु कदाचित् तेषां साफल्यार्थमपि अर्थात् इदं किम् इत्युक्तौ सर्वं संसाध्यैव उत्तरत्र गमनमिति तु न सिद्ध्यति अतः तत्र तपस्वाध्याय ईश्वरप्रणिधान इत्यादिकं स्वाध्यायः इत्यादिकमेव समाप्यते अतः तदपि साधनं तेन सह आसनप्राणायामादीनामपि अनुष्ठानम् अभ्यासः अस्माभिः कर्तव्यः तर्हि आसनेन यदा तत्र स्थैर्यं शरीरे मा मनसि भवति तदानीं यमनियमानामपि सम्यक् अनुष्ठानं सिध्यति इति परस्परसहायकत्वं परस्परप्रयोजकत्वम् एतेषां वर्तते

प्रच्छर्दनविदारणाभ्यां वा प्राणस्य इति प्राणायामस्य दैर्घ्यम् एवं विदारणं तत्र स्थितिः इति तत्रापि कुम्भकादीनाम् अभ्यासः मया तथा नैव क्रियते तदर्थं बहु अभ्यासः एवं मार्गदर्शनञ्च गुरूणामपेक्षते इति हेतोः किन्तु नाडिशुद्धिः शुद्ध्यर्थम् एवं तत्र तत्सम्बद्धाः क्रियाः यतः तत्र कपालभाती भ्रामरी एवम् तत्र नौली एव एवम् नेति इत्यादीनां क्रियात्वम् उच्यते अर्थात् शुद्धीकरणार्थम् अतः तेषामनुष्ठानान्तरं प्राणायामादीनाम् एवम् आसनादीनामपि अनुष्ठानं तत्र भवति इति तत् पृथक् पृथगिति न तत् समाधाय तत् सा समुदायानुष्ठानमेव अन्ततो गत्वा फलति तस्यैव साफल्यार्थं प्रयोजकत्वम्